हा नमस्काराः महोदय अस्माकं क्षेत्रे एका समस्या वर्तते महोदय भवन्तः अस्य क्षेत्रस्य पर्यावरण अध्यक्षाः सन्ति तदर्थं मया एका सूचना दातव्या भवति नाम अस्माभिः जनानां कृते तु उपकारः क्रियते एव परञ्च साम्प्रतक् साम्प्रतक् कालानां वृष्टि समयः भवति किल तदर्थं अस्माकं यत् वृष्टेः जलं वर्तते तद् अनायासेन इतस्ततः गच्छति अनन्त्रं तेन कारणेन अस्माकं मार्गाणि अपि अवृद्धानि भवन्ति तदर्थम् भवन्तः किञ्चित् उपायं प्रयच्छन्तु तेन उपायेन अस्माकं अस्य जलस्य किञ्चित् जलसंरक्षणं भवेत्

आम् महोदय न महोदय एवं अहं वदन् अस्मि अत्र अस्मिन् जगति ये केऽपि वृक्षाः सन्ति तेषां किमपि उत्तरदायित्त्वं भवति नाम येन केन प्रकारेण तस्य वृक्षस्य उपयोगः अपि भवति अस्माकं जगति परञ्च आधुनिकजनाः न पश्यन्ति केवलं तत्र आयुर्वेदिकं न पश्यन्ति च् पाश्चात्य औषधिं स्वीकुर्वन्ति तदर्थं भवन्तः पर्यावरणविशेषज्ञाः सन्ति केन बृक्षेण किं के रोगाः भवन्ति तेषां समस्यानां समाधानं भवितुमर्हन्ति तेषां एकां योजनामपि भवन्तः अस्मान् दात् दातुं शक्नुवन्ति तेन जनसाधारणाय कर्तुं शक्नुमः आम् महोदय एवं महोदय एवं महोदय आम् महोदय एवं महोदय यदि भवन्तः योजनान् योजनाः प्रयच्छन्तु तान् जनसाधारणं कुर्मः तेन जगतः राष्ट्रस्य लाभः भवितुमर्हति एवं महोदय धन्यवादः आम् धन्यवादः महोदय प्रणमांसि महोदय